हरिः ओम् अहम् इदानीमेव मम भोजनं प्राप्तमस्ति अहं श्रीगणेशः उपहारमन्दिरात् पलाव् आर्डर् कृतमासीत् परन्तु अहम् अन्नमेव स्वीकृतमस्ति एतत् किम् इति न जानामि कथं जातम् इति अहं न जानामि एतद् स्वीकृत्य अहं यद् आर्डर् कृतवती तद् मम कृते अर्पयन्तु अथवा मम मम अहं यद् धनं दत्तं दत्तं तत् मम कृते प्रत्यर्पयन्तु एतत् एकवारं नास्ति बहुवारम् एवम् एतावदेव जातमस्ति एवमेव जातं चेत् अहं कम्ल्पेण्ट् करोमि एवमेव तत् प्याकिङ्ग् अपि सम्यक् नास्ति यत्र कुत्रापि तत्र तत्र किं किं किमपि किमपि अस्ति सम्पूर्णम् अन्नमपि नास्ति तद् ओदनं सम्यक् सम्यक् अपि नास्ति तत्र वासनादिकम् सः आगच्छ आगच्छति अस्ति अतः मम धनं म मह्यं प्रत्यर्पयन्तु अथवा अहं कम्प्लेण्ट् करोमि